भारतस्य मुख्यानि पर्यटनस्थानानि यदि वयं दक्षिणात्याः दक्षिणप्रदेशं दक्षिणभारतं पश्यामः चेत् तत्र सागरतीरे भवति कन्याकुमारि

यदि तत्रैव किञ्चित् अधः गच्छामः चेत् केरलाप्रेदेशे पद्मनाभस्वामिनः देवालयः अस्ति तिरुवनन्तपुरे

महाराष्ट्रे मध्ये तत्र गच्छामः चेत् नासिक् नासिक्प्रदेशे तत्र दर्शनीयस्थलानि दर्शनीयस्थलम् अस्ति तत्रापि